आम् उत्साहः अस्ति अहं सम्यक् जानामि किमर्थं मम पुत्र्याः सखी अस्ति सा भरतनाट्यं अध्ययति अधीते इदानीं सा शिक्षणमपि प्रारम्भं कृतवती सा पाठनमपि करोति सा एव अधीते अपि सा अतः उत्साहः बहु अस्ति वैलिन्मध्ये फ़्लूट्मध्ये अपि युवाः एव प्रदर्शनार्थम् अपि आसक्तिः अस्ति ते शिक्षितुमपि आसक्तिः अस्ति तेषु इति मम चिन्तनम् भारतीया कला